योगकक्षासु अहं टू तौस् सेवेन् मध्येव योग योगनिमित्तम् एकां कार्यशालां प्रति गतवान् तत्र योगाभ्यासानन्तरं म मम मानसिकस्थितिः भिन्ना जाता तत् अनन्तरं गृहे अपि बहु तदेव कण्टिन्यू कृतवान् पञ्चवर्षाणि कण्टिन्यू कृतवान् योगाभ्यासे योगाभ्यासं कृत्वा शारीरिक समतोलं पुनः मानसिक समतुल्यम् अपि प्राप्तवान् अत्र आगत्य अहं योगाभ्यासनिमित्तं पाठयामि किन्तु आसनानि तथा न न नय्रि न दर्शयामि तथा पाठयामि वि सब्ज विषयः अस्ति इति कारणतः एकैकमुदाहरणं तत्र विद्यमानं उदाहरणानि अपि वदामि अनुभवमपि बहु वदामि कक्षायां प्रेरयामि च छात्रान्